आं यदा अहं बालः आसं तदानीं वृक्षस्य उपरि आरुह्य कृतवती मित्रैः साकं कि क्रिकेट्क्रीडनं पादकन्दुकक्रीडनं पर्वत आरोहणम् इत्यादिषु भिन्नभिन्नवृक्षारोपणं कर्तुं मया रोचते वृक्षनामानि यथा बीजपुरं बदरीफलं जम्बीरफलं च इत्यादि पुनः कार्येषु मम इच्छा अस्ति